मम उद्याने विविधाः वृक्षाः सन्ति विविधानि फलानि अपि जायन्ते यथा पनसम् आम्रं पियालफलं जम्बुफलं च अपि च पुष्पवृक्षाः सन्ति तद् यथा पाटलपुष्पं बिल्वपुष्पं रजनीगन्धपुष्पम् इति पूजार्थम् उद्यानतः पुष्पाणि आनयामि तथा फलानि च खादामि प्रतिवेशिने अपि दास्यामि ते तानि फलानि पुष्पाणि च प्राप्य आनन्दम् अनुभवन्ति इति